मम समीपे इदानीं बैक्यानं नास्ति पूर्वं बैक्यानम् आसीत् द्विचक्रिकायानमासीत् स्कूटर् अपि आसीत् बहुत्र बैक्यानेन अटनमपि कृतम् कदाचित् बैक्यानस्य बेट्रि तत्कार्यं कुत्रचित् न कृतं तदा कश्चन प्रयासः अनुभूतः अनन्तरं एकस् बेट्रि रीप्लेस् यदा कृतं मया तदा सा समस्या दूरीकृता ट्राफिक् समस्या तु प्रायः अत्र नास्ति उजिरे प्रदेशे नास्ति बहिः यदि गच्छामि मङ्ग्लूरुनगरं यदि गच्छामि बेङ्ग्लूरु नगरं गच्छामि तदा ट्राफिक् समस्याः तत्र भवन्ति वायुगुणप्रकोपस्तु तदा तदा वर्षाकाले विशेषतया अत्र अनुभूयते कुत्रचित् मार्गमध्ये वृक्षस्य पतनं भवति कुत्रचित् मार्गावरोधः भवति तादृशप्रकोपः वर्तते समयम् अनुसृत्य अस्माभिः पूर्वमेव विचिन्त्य तस्मिन् मार्गे गमनं चेत् तत्र क्लेशः न भवति एवं यत्र कुत्रापि गमनम् अस्ति चेत् कः मार्गः कथं गन्तव्यं इत्यादिविषये पूर्वमेव मया चिन्त्यते विचिन्त्य तस्मिन् मार्गे गम्यते चेत् तदा प्रयाणं सुखकरं भवति बैक्यानस्य